सामाजिकविषये लिखति लिखामि स्य यथा समाजे भिन्नभिन्नघटनाः सम्भवन्ति कोरोना या कापि घटना यस्मिन् वर्षे यस्याः घटनायाः प्रभावः समाजे तं विषयम् अधिकृत्य एव लेखने मम रुचिः सः विषयः उपस्थातव्यः एकं किं वदामि सामान्यजनानाङ्कृते उपस्थापनं विषयस्य तर्हि सरलमानकसंस्कृतेन अनन्तरं बहु सामान्यरूपेण इति इत्युक्ते मम कथनस्य आशयः अस्ति सरलमानकेन तु भवति एव लेखनं परन्तु खुस्कुषित् इति मराठ्या वदति खुस्कुषित् विनोदात्मकम् गभीरविषयस्य उपस्थापनम् अपि विनोदात्मकरीत्या भवति चेत् समाजः समाजः स्वीकरोति अन्यथा किं लोकानां रुचिः तत्र गभीरविषयेषु नैव पठितृभ्यः अहं दातुम् इच्छामि सामाजिकसमस्यायाः विषये एव चिन्तनम् सः एव मम आग्रहः यतः स्स सामाजिकस्वास् स्वास्थ्ये एव सुखं खलु समाजः स्वस्थः भवति तर्हि एव जीवनं खलु तदर्थं सामाजिकविषयाणाम् उपस्थापनम् एव करोमि